रुग्णस्य रोगं दृष्ट्वा रुग्णस्य अवस्थां दृष्ट्वा तथा रुग्णस्य वयः परिलक्ष्य पाकसिद्धिं करोमि यथा यदि लघुबालकः रुग्णः सः ज्वरपीडितः अथवा कासः वर्तते तर्हि तस्य रुचिः अपि भवतु तस्य कृते आरोग्यस्य तस्य आरोग्यस्य कृते हानिः अपि न भवतु एवं पाकसिद्धिः करणीया यतः रुग्णावस्थायां प्रायः रुचिः न भवति अन्नग्रहणे रुचिः नास्ति तथापि अन्नग्रहणम् आवश्यकमेव तेन विना शक्तिवर्धनं न भवति अतः वयः परिलक्ष्य रोगं परिलक्ष्य पाकसिद्धिं करोमि कश्चन एसिडिटी ग्रस्तः नाम पित्तं पित्तं वर्धितमस्ति सा पीडा अस्ति तर्हि तस्य कृते कोकम् इत्यस्य पदार्थाः भोजने भोजने अस्तु तेन तस्य पचनं सुकरं भवति कश्चन उष्णतया पीडितः अस्ति चेत् तस्य भोजने शीतपदार्थाः नाम येषां पदार्थानां परिणामः शीतलः तादृशपदार्थाः भवन्तु यस्य ज्वरः घातात् पाचनशक्तिः एव नास्ति तस्य कृते केवलं पेयं भवतु तदपि रुचिकरमपि अस्तु पाचकमपि अस्तु तादृशं प्रयते